संस्कृतभाषायां बहुविधप्रकारेण व्याकरणं सन्ति व्याकरणशास्त्रस्य मुख्य उपासकः भवति पाणिनिः पाणिनीना विरचितम् अष्टाध्यायी नाम ग्रन्थे व्याकरणस्य प्रतिपाद्यविषयम् पाणिनीना माहेश्वरसूत्ररूपेण व्याकरणस्य व्याकरणस्य आरम्भं करोति तेन लघुसिद्धान्तकौमुदी इत्यपि नामैनं पुस्तकमपि लभ्यते पाणिनिना बहवः सूत्राणि विरचितानि एकैकं सूत्रम् एकैकं व्याकरणम् अधिकृत्य प्रदिपादयन्ति बहुविधानि उच्चारण स्थानानि सन्ति लृतुलसानाम् दन्तः ऋटुरषाणाणां मूर्धा अकुहविसर्जनीयानां कण्ठः इचुयशानां तालु इत्यादि द्वि रूपेण इतोप्यधिकतया रूपेण अपि संस्कृतभाषायां व्याकरणस्य उच्चारणं प्रसिद्धम्